हा हरिः ओम् हा वदन्तु

आं सत्यं

हा शक्नुमः अहं सूचयामि किं कर्तव्यम् इति भवता तत् करणीयं भवति ह्म् किं नाम इदानीम् ऐस् क्रीं खादितवन्तः तत्र कीटादिकं भवन्ति अतः हा दन्तान् क दन्तान् खादन्ति कीटाः तद् कीटानां नाशनं कर्तुं किञ्चिद् उपायः मया उच्यते भवता तद् करणीयं भवति कुर्वन्ति चेत् मया इदानीम् उच्यते ह्म् किं नाम स्वीट् इत्यादिकं न्यूनं न्यूनरीत्या खादनीयम् अधिकं मास्तु यदा नि यदा भवन्तः खादन्ति तद् अनुक्षणं सम्यक् जलं पानं पानं कर्तव्यं जलपानं जलं पानं कृत्वा स्व स्वपनकाले अपि तद् कर्तव्यं भवति यदा भवन्तः आहारं खादन्ति तद् अनुक्षणं जलं पानं कर्तव्यं तथा तावती तत्र भवन्ति ते पश्यन्ति

तेन सर्वं भ नश्यति एवं कुर्वन्तु भवन्तः हा हा

आं तेषां हा हा एक् एकधा माम् द्रष्टुम् आगच्छन्तु भवन्तः तदा मया किञ्चिद् औषधं सर्वम् यच्यते पेश्ट् इत्यादिकं तद् स्वापात् प्राक् अनन्तरं प्रातः ब्रश् कर्तव्यं भवति अनन्तरं त तत् सर्वं कर्तव्यम् भवति भवतः भवन्तः आगच्छन्तु आगत्य किञ्चिद् धनम् अधिकं भवति ह्म् हा

हा हा हा हा हा हा आगच्छन्तु भवन्तः इदानीं किञ्चित् बहु वेदना अस्ति खलु तत् निवारणार्थं भवन्तः लवणजलं स्वीकृत्य हा हा हा अस्तु अस्तु आ राम् राम् धन्यवादः